महोदय नमस्ते

महोदय आगच्छन् महोदय अहं प्रतिदिनं पाठशालाम् आगच्छामि महोदय महोदय पठामि भवतः पाठशालायां सर्वविधव्यवस्थाः नाम फ़ेसिलिटीस् सम्यक् सन्ति वा महोदय ओ हो हो महोदय संशयः नाम महोदय अध्यापकाः सम्यक् पाठयन्ति वा महोदय महोदय महोदय मम तु बृहत् लक्ष्यमस्ति महोदय सम्यक् पठित्वा उद्योगम् उद्योगे उद्योगं प्राप्य एवं समाजसेवां कर् करणीयमिति मम विचारः अस्ति महोदय महोदय ह्म् महोदय महोदय धन्यवादः महोदय महोदय आं शुल्कं शुल्कविषये महोदय यत् शुल्कं भवति नाम वर्षे द्वादशसहस्रं वा महोदय अस्तु अस्तु महोदय मम पितरमपि अहं सूचयामि महोदय हा महोदय महोदय विद्याविषये एवं सांस्कृतिककार्यक्रमाः अपि भवतां पाठशालायां भवन्ति महोदय क्रीडाः अस्तु अस्तु महोदय योगासनम् अस्तु महोदय नाम क्रीडार्थमपि समयं यच्छन्ति वा अस्तु अस्तु महोदय अस्तु अस्तु महोदय महोदय अस्तु महोदय धन्यवादः महोदय अस्तु महोदय अस्तु